हरिः ओं श्रूयते वा एतद् मा कामाक्षी परिवहनसंस्था अस्ति आम् आम् मया स्वः काञ्चितः चन्नैपर्यन्तं परिवहनम् आर्डर् कृतम् मां चालकः चेन्नै प्रतिम् आनीय अद्य अष्टसहस्ररूप्यकाणि ददातु इति वदति परन्तु मया पूर्वं भाटायाः विषये चर्चा कृता आसीत् परन्तु अद् अद्य चालकः अष्टसहस्रं रूप्यकाणि ददातु इति वदन्ति अहं तर्हि किं करोमि अतः भय्व् भवान् साक्षात् क्यू आर् कोड् प्रेषयित्वा अहम् पेमेण्ट् करोमि